हलो ज़ेराक् शोब् वा भवान् किं करोति भो तद् नास्ति अहं मम पि एच् डि तीसीस् मध्ये सेरोक्स् स्वीकृत्य एकं शतं कोपि शतं कोपि आवश्यकं चेत् अहं मम ओरिजिनल् डाटा तत्र ददामि ददामि तद् भवान् सम्यक्रीद्या न फ़ोटोस्टाट् कृतम् अहं किं करोति सा कृतमिति मम प्रश्नं नास्ति तद् एकम् इम्पोर्टेण्ट् वर्क् अस्ति अहं किं करोमि तद् बैण्डिङ्ग् मध्ये अपि सम्यक् क्लेशमस्ति अहं किं करोमि भवान् वदतु हा अस्ति बहुक्लेशम् एकवारमपि तद् ज़ेराक्स् स्वीकृत्य सम्यक् भविष्यति इति अहम् मन्ये अहं किं करोति अस्तु अहम् अहम् इदानीं भवन्तः शोप् शोप् मध्ये अस्ति भवान् कुत्र अस्ति तत्र नास्ति वा आगच्छति चेत् सम्यक् अस्ति अहं वैट् करोमि आगच्छति चेत् सम्यक् अस्ति अहम् आगच्छति चेत् सम्यक् भविष्यति नास्ति चेद् बहु क्लेशं

ओ सा अस्ति वा अहं किञ्चित् समयानन्तरम् आगच्छामि हा तस्य सर्वीस् मम कृते न आवश्यकं भवान् आगच्छतु तद्

समयः नास्ति चेत् मम कृते पृच्छतु अहम् अन्यत् शोप् मध्ये गत्वा तद् स्वीकरोमि

अस्तु अस्तु हा अस्तु अहमागच्छामि शीघ्रम् आगच्छतु ह आगच्छतु भवान् हा अस्तु आ अस्तु